मदधीतशास्त्रम् इति ना मया अधीयमानशास्रस्य अन्यथा शास्त्राणां वा मू न्यायशास्त्रस्य मूलग्रन्थः भवति न्यायसूत्राणि सः ग्रन्थः गौतममुनिना रचितः विद्यते इतोऽपि वैशेषिक नाम अधुना अधीयमानं नव्यन्यायशास्त्रं न्यायवैशेषै वैशेषिकयोः मिश्रणं तत्र वैशेषिकस्य प्रणेता भवति कणादमुनिः इति अत्र स्वरूपविचारः न्यायसूत्रेभ्यः एव भाष्यग्रन्थादिभ्यः आगताः परन्तु अधुना मूलग्रन्थः इत्युक्तौ सैव तस्य कालः तथा बुद्धः नास्ति तस्य विशेषाः तावत् नाम अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम् अस्तोगुणवद्यं च सूत्रं सूत्रविदो विदुः इति उक्तरीत्या उक्तानि शास्त्राणि नाम तद् न्यायसूत्रं तावत् सू अत्यन्तं लघुभूतं भवति तेन बहवः अर्थाः प्रतीयन्ते